आं सत्यम् अहमेव हा हा मठस्य विकाय हा हा एव अभवत्

अवश्यम् अतु दास्यामि दास्यामि उत समयः सिक्स्टीन् सेञ्चुरि षोडशशतमानम् ते मूलका पड्र पण्डरपुरं समीपे पुरुन्दरगड इति अस्ति तत्र जन्मं जन्मं प्राप्तवान् हंपमध्ये हंसिल्मध्ये देहत्यागं कृतवान् अतः महाराष्ट्रस्य अनन्तरं कर्णाटकस्य संयोजकः उभयभाषासंयोजकः ह प्रातःकाले दशवादने नगरसङ्कीर्तनम् इति कुर्वन्ति नगरसङ्कीर्तनं जना भजनावलिः हा दशवादनतः एकादशवादनपर्यन्तं भजनावलिः इति अस्ति न भजनावलिः इति अस्ति खलु भजनावलिः भजनामण्डलस्य सदस्याः गायनं कुर्वन्तः मार्गमध्ये मठस्य मठं परितः सर्वत्र अटनं कुर्वन्ति यायवारम् इति यजन्ति यायवारं यायवारं कृत्वा धान्यं आनीय तेन धान्येन एव अन्नं कुर्वन्ति अस्तु एकाशवादने एकादवादनपर्यन्तं भवति एकाशवादनतः मठे समू सामूहिकगायनम् अनन्तरं गायनस्य अर्थचिन्तनम् अनन्तरं पदानाम् उपन्यासः अस्ति अनन्तरं रसप्रश्नकार्यक्रमः अस्ति पुरन्दरदासानाम् पद्यविषयम् अधिकृत्य रसप्रश्नकार्यक्रमः अस्ति आसीत् अनन्तरम्

प्रायशः महिला प्रायशः महिलाप्रभा प्राधान्यम् न एव कारणात् समूहमध्ये ममोनः मत्स्यतण्डः दश कूर्मतण्डः एवं दशविभागाः कृत्य समूहस्य समूहस्य कृते प्रश्नं कुर्वन्ति अनन्तरं सर्वेभ्यः आगतेभ्य भोजनव्यवस्था अपि अस्ति अस्तु ध धन्यवादः